संस्कृतभाषायाः समस्या एव नास्ति तथापि जनाः वदन्ति इत्युक्ते संस्कृतं पठति चेत् कः लाभः किं करणीयं भवति तस्य कार्यं किं करोमि तस्य कृते करणीयं किं इति वयं किमपि सैन्स् पठामः चेत् ऐ टि ऐ मध्ये टेक्नोलजि पठामः चेत् कार्याणी भवन्ति अस्माकम् उद्योगं भवति प्राप्नुवन्ति परन्तु संस्कृतं पठामः चेत् केनापि लाभः न को कुतः मन्दिरं गन्तव्यं भवति मन्त्रं वक्तव्यं भवति पूजापाठः तावदेव भवति अतः अधिकाधिकलाभः न अतः संस्कृतस्य लाभः न्यूनः इति वदन्ति परन्तु संस्कृतमेव सर्वेषां प्रति जीवनमस्ति अस्माकं जीवजलं तत् संस्कृतमित्युक्ते तस्य विषये वदामः चेत् अधिकं भवति समयः सर्वे संस्कृतं सम्यक् पठन्तु सर्वत्र प्रसारयन्तु संस्कृतं भवति चेत् सर्वेषां भारतस्य वर्धनं भवति सर्वेषां प्रति भवति संस्कृतं यदि नष्टं भवति चेत् सर्वेषां नष्टमेव अतः सर्वत्र प्रसारयन्तु कृपया संस्कृतं वर्धयन्तु